पूर्वोक्तदिशा मम प्रदेशः अस्ति मलेनाडुप्रदेशः कर्णाटकभाषायां मलेनाडु इति वदामः तन्नाम यत्र अरण्यं महता प्रमाणेन भवति तत्र अरण्यरक्षणार्थम् अस्माकङ्क्षेत्रे अनेके जनाः प्रायतन्त तत्र मुख्याः इत्युक्ते अस्माकं शङ्करपरम्परायाः यति वरेण्याः श्रीस्वर्णवल्लीमहासंस्थानस्य पीठाधीश्वराः श्रीश्रीमद्गङ्गाधरेन्द्रसरस्वतीमहास्वामिनः एतेषां नाम एव तथा ख्यातम् अस्ति यत् कर्णाटकभाषायाम् उच्यते हसिरुस्वामिगलु इति तन्नाम यद्यपि स्वामिनः वर्णः काषाय वर्णः भवति परञ्च एतेषां काषायस्य वर्णः हसिरु नाम हरिद्वर्णः इति तन्नाम तत् क्षेत्रे तैः तावान् प्रयासः विहितः अस्माकं प्रदेशे जलबन्धानां निर्माणार्थं सर्कारः सर्वकारः उद्युक्तः अभवत् येन सहस्र सहस्रं ग्रामाः जलनिमग्नाः भवितुं साध्यता आसीत् तन्निवारणाय इमे महान्तम् एकम् आंदोलनम् एव प्रारब्धवन्तः अपि च वृक्षलक्ष आन्दोलनम् इत्यपि तैः आरब्धमस्ति आरब्धमस्ति नाम बहु पूर्वस्मात् कालादपि तत् प्रचाल्यमानम् अस्ति अहं यदा है स्कूल् छात्रः आसं प्रौढशालायां यदा अहं अध्ययनं कुर्वन् आसं तस्मिन् काले एभिः दत्तं सस्यं मम वाटिकायाम् अधुनाप्यस्ति यद्यपि वाटिकायाः परिवर्तनकाले सः वृक्षः कर्तनीयः वा इति चिन्तनम् आगतं परञ्च तत् स्थगितं मया नाम तथा तैः तेषां हस्ताद्दत्तः अयं वृक्षः अस्ति अधुना सः रक्षस्सम्भूतः यदा अहं तत् स्व्यकरवं स्व्यकार्षं तदानीं तु तत् सस्यम् आसीत् लघुसस्यम् आसीत् अधुना वृक्षस्सम्भूतः नाम प्रतिवर्षं वृष्टिकाले स्वामिनः स्वयं प्रतिशालां गत्वा छात्रेभ्यः सस्यानि प्रददते अयम् उपक्रमः महान् उपक्रमः मम प्रदेशे इति मम भासते एवञ्च उपक्रमाणां साफल्यम् तदेव तदानीम् ये छात्राः आसन् अधुना वयं युवानः अधुना वयं समाजे मुख्यवाहिन्यां विद्यमानाः जनाः स्मः अस्माकं मनस्सु अत्यन्तं गाढरूपेण प्रकृतिसंरक्षणस्य विचारे जागृतिः उद्भूता अस्ति तेषाम् उपक्रमाणां कारणात् वयम् अस्माकं छात्रान् अपि वदामः प्रकृतेः संरक्षणं कथं कर्तव्यम् इति अहं चिन्तयामि तत्काले अस्माभिः प्राप्तस्य शिक्षणस्य एव इदं फलम् इति प्रकृतेः उपरि नैसर्गिकव्यवस्थायाः उपरि वस्तुतः सर्वकारेण यत् चिन्तितम् आसीत् जलबन्धस्य निर्माणं कर्तव्यम् इति तत् स्थगितम् स्वामिनां प्रयत्नवशात् जनान्दोलनवशात् च सः उपक्रमः सर्वकारस्य उपक्रमः स्थगितः स एव तत्र जातं प्रयोजनम् इति चिन्तयामि स्वक्षेत्रे पर्यावरणस्य पालनं वस्तुतः मम गृहं अरण्ये अस्ति इव अस्ति मम गृहं परितः सस्यानि प्रतिवर्षं रोपणानि रोप्यन्ते अपि च मम वाटिकायामपि वाटिकाम् परितः अपि सस्यानि यथा संरक्षितानि भवेयुः तथा अस्माभिः व्यवस्था विधीयते प्रकृतेः जलस्य संरक्षणम् महता यत्नेन अस्माभिः क्रियते यद्यपि बोर्वेल् इत्यनेन सुलभतया जलं प्राप्तुं शक्यम् अस्माकं प्रदेशे अथापि मम गृहे मम भूमौ तथा प्रयत्नः अस्माभिः न कृतः अस्ति सामान्य सामान्यकूपः यः अस्ति महता यत्नेन खनितव्यः भवति अथापि सामान्य कूपः एव अस्माभिः उपयुज्यमानः अस्ति नूतनाः कूपाः अपि तत्र निर्मिताः परञ्च बोर्वेल् इत्यस्य उपयोगः न क्रियमाणः अस्ति